अहमेकं फ़ेसकीम् आर्डर् कृतवती आसं परन्तु फ़ेस्किं सम्यक् नास्ति मुखे लेपनानन्तरं मुखे पिटकाः अभवन् तस्य सुगन्धेन मम एलर्जी जायमानम् अस्ति अतः तत् सम्यक् नास्ति